भारते शिक्षाविद्यालयेषु महाविद्यालयेषु च मानवतुल्यस्य अध्यापनस्य शिक्षणस्य प्रशिक्षणस्य च प्रक्रिया अस्ति एतेन ज्ञानस्य अन्तिमः वर्धनं च भवति तथा च कौशलविकासस्य परिणामं भवति शिक्षके उद्देश्य वि वैज्ञानिक एव प्रौध्योगिकविकासः देशस्य सर्वेषु प्रदेशे प्र वृद्धिसन्तानानां मानवपुञ्जस्य च उपयोगाः मानव विचिन्तनायां विस्तारः करोति विचारप्रक्रियायां गुणवर्धनं च वर्धयति